पाकसमये भ्राष्ट्रं स्थालिका चमसाः इत्यादीनाम् उपयोगः भवति तथैव ईली सन्दंशः इत्यादीनां वस्तूनामपि आवश्यक्ता भवति छुरिका तथैव अनिलचुल्ली इत्यादीनामपि आवश्यकता भवति तत्र पोलिकापीठम् अपि आवश्यकं भवति पात्रेषु पाककार्यं प्रचलति स्थालिकासु भोजनमपि खादितुं शक्यते चमसाः अपि आवश्यकाः भवन्ति चषकाः चषकानां तु आवश्यकता अधिका भवति वा घटः अपि आवश्यकः भवति तेषु जलं घटे घटे जलं भवति पात्राणाम् आवश्यकता भवति लघूनि लघूनि पात्राणि भवन्ति तत्र पाकं कर्तुं शक्यते भ्राष्ट्रे संज्ञावं वा शाकं कर्तुं शक्यते स्थालिकानाम् आवश्यकता भवति तत्र आवरणं कर्तुम् अपि आवश्यकं भवति तथैव चमसानाम् आवश्यकता भवति आलुकं कर्तुं चमसः अपि आवश्यकः भवति चमसेषु तत्र समदर्वी दर्वी अपि भवति तेन परिवेषणं कार्यं सरलं भवति दर्वी दर्व्याः प्रयोगेन सूपं परिवेष्टुं शक्यते शाकं परिवेष्टुं शक्यते समदर्व्याः सहायेन ओदनस्य परिवेशनं भवति चमसेन वयं खादितुं शक्नुमः चषकानां प्रयोगेन जलपानं भवति तथैव कंसाः अपि आवश्यकाः भवन्ति कंस कंसे सूपं शाकं योजयितुं शक्यते तर्हि भोजनसमये स्थालिका छुरिका चमसः चषकः दर्वी समदर्वी इत्यादीनाम् आवश्यकता भवति